आदौ प्रथमम् अहं वस्त्रम् हस्ते गृहीत्वा तदनन्तरम् एकस्मिन् पात्रे जलेन सह वस्त्रं स्थापयामि तदनन्तरं वस्त्रफेनकेन एव तावत् वस्त्राणि अहं वस्त्रप्रक्षालनं करोमि अनन्तरं भिन्नभिन्न ऋतुषु एवं भवेत् यदि उष्णकालः भवेत् चेत् वस्त्रं शीघ्रगतेन जलं शोषयन्ति अनन्तरं थण्डीकाले एव वस्त्रं न्यूनगतेन शोषयन्ति तदनन्तरं केवलं केवलम् अर्ध पात्रे अर्धं जलं स्थाप स्थापयित्वा अहं वस्त्रप्रक्षालनं करोमि तत् कारणेन जलस्य अपव्ययः न भवति तथा च यत् वस्त्रमस्ति तत् सम्यग्रीत्यापि अहं प्रक्षालयितुं शक्नोमि इति